मम विश्वविद्यालये न्याक् इत्यस्य कार्यं प्रचलति स्म एतदर्थं जन्वरिमासस्य त्रयोदश दिनाङ्कः अन्तिमः आसीत् परन्तु आरात्रं कार्यं कृत्वा अपि तत् कर्तुं वयं न शक्तवन्तः अतः अस्माभिः अत्यन्तं दुःखमनुभूतम् तेषां कृते निवेदनं च प्रेषितं तैः ईश्वरेच्छया कृपया च अस्माकं निवेदनम् अङ्गीकृतं तेन वयं सर्वेऽपि रक्षिताः अतः अनन्तरम् अस्माभिः एतत् कार्यं साधितं